मम ग्रामीणसमुदाये इत्युक्ते इदानीम् अहं नगरे वसामि किन्तु अहं यत् प्रदेशतः अस्मि तत्प्रदेशस्य नाम राज्यस्य नाम अस्ति आन्ध्रप्रदेशः तस्मिन् राज्ये तु बहवः नृत्यप्रकाराः सन्ति पुट्टबोम्मलु तोलुबोम्मलाटा कलापं वीरनाट्यं धिंसा लम्बाडि तप्पेडगुळ्ळु इति इतोपि अधिकाः सन्ति किन्तु एते एतानि एव अहं जानामि बुट्टबोम्मलाटा इत्युक्ते एकम् एकं न बहवः पाञ्चालिकाः कुशः दारुत्वचं गोमयं बाम्बू तृणराजमुपयुज्य ते पाञ्चालिकाः निर्माय प्रदर्शनं कुर्वन्ति तोलुबोम्म इत्युक्ते चर्मं जन्तु ब गो चर्मं वा अन्य अजचर्मं वा उपयुज्य वर्णिकामिकं मास्क् प्रकारेण कपटवेषम् एकं निर्माय नृत्यं करोति स्म कलापम् इति अन्यनृत्यप्रकारम् अस्ति भामाकुला कलापं गोल्लकलापम् इति तत् कूचपुडी ये नाट्यस्य एक प्रकारम् इति वक्तुं शक्यते तस्मिन् कलापि एकः सूत्रधारः भवति सूत्रधारः कथां वदति प्राथमिक एकः पा प्राथमिकपात्रं भवति अन्य एकः साहायिका पात्रं भवति प्राथमिकपात्रं नवरसाणां पे प्रेषयति अन्यं पात्रं किञ्चित् प्रश्नं पृष्ट्वा पात्रस्य वर्धनं करोति एकः अन्यः नाट्यप्रकारं नृत्यप्रकारम् इत्युक्ते वीरनाट्यमस्ति वीरनाट्यं तु बहु प्रसिद्धनाट्यम् अस्ति वीररसप्रधानमस्ति वीरङ्गं वीरभद्रनाट्यम् इति अपि उच्यते अत्र वीररसम् अधिकं प्रेषयति नाट्यकाराः स्थालिकां स्वीकृत्य तस्मिन् कर्पूरं ज्वालयित्वा हस्ते स्थापयित्वा भेरीनिनादम् अनुसृत्य नाट्यं करोति भयङ्करं भवति किञ्चित् वीरङ्गं भवति सामान्यतया शिवमन्दिरेषु एव एतस्य नृत्यप्रदर्शनं भवति एकः अन्यनृत्यप्रकारः इत्युक्ते धिंसा इति अस्ति अरकुकन्दरे अरकु वेली मध्ये वैज़ाग् प्रान्ते विशाखपट्टनेणे अत्र कोण् भगटा जातयः सन्ति किल ते ते कुर्वन्ति एतत् नृत्यं सामान्यतया महिलाः एवव कुर्वन्ति शृङ्खला रूपेण वा वर्तुलाकारे वा स्थित्वा ढक्का शब्दम् अनुसृत्य एव कुर्वन्ति एकः अन्य नृत्यप्रकारम् इत्युक्ते तपेटगूल्लु इति इति अन्या एकरूपम् नृत्यरूपं प्रकारम् अस्ति तत् विजयनगरं श्रीकाकुळं जिल्लायां प्रवर्तते एक लघु ढक्का तप्पेट इति नाम्ना अत्र प्रसिद्धा अस्ति वरुणस्य आगमनाय नृत्यकाराः नृत्यं कुर्वन्ति अत्रापि पञ्चदश वा विंशतिनृत्यकाराः मिलित्वा नृत्यं करोति कलायनमपि प्रदर्शयन्ति तस्मिन् नृत्ये एकः अन्यनृत्यप्रकारः अस्ति लम्बाडि नृत्यम् इति लम्बाडि इति एकं नाम जातिः अस्ति आदिमजातिः अस्ति ते यायावराः सन्ति नो माड्स् इति वक वदति किल ते अत्र इतस्ततः गत्वा तस्य जीवनं यापयति ते कुर्वन्ति एतत् नृत्यं ते एव एतदेव अहं जानामि